आम् अत्र आमां श्रूयते मम वाहनं तत्र कदा अपेक्षते अहं कदा अहं सत्यम् अहम् एवं वाहनस्य अत्र

भोः भोः अहं अहं विदेशं प्रति नास्ति अत्र केवलं भारते एव अहं सञ्च मम इदम् इदम् अन् अन्तर्राष्ट्रीयन्नास्ति इदं राष्ट्रान्तरे केवलमस्ति राष्ट्रस्य अन्तः अन्तः इति राष्ट्रस्य अन्तः अन्यः अन्यत् राष्ट्रं राष्ट्रान्तरमिति न राष्ट्रस्य अन्ते अन्तः अन्तर् इति रेफान्तम् तर्हि इदानीं ओ हो ओ हो अहं विशेषेण अत्र पश्चिमघट्टप्रदेशः इति पश्चिमपर्वतप्रदेशाः सन्ति विशेषेण तत्र अस्माकं इदं कार्यं करोति एजन्सि अथवा अस्माकं संस्था तत्र जनान् नयति अतः अत्र अत्यन्तं परिसरः रमणीयः वर्तते अतः तद्विषये एव अस्माकं नैर्भर्यमस्ति अत्र जगत् विश्वस्ये विश्वस्मिन् विश्वे एतादृशः जलपातः प्रायः अन्यत्र नास्ति भारतेष्वेव अत्यन्तं प्रसिद्धजलपातः अत्र शिवमोग्गाप्रदेशे वर्तते तत् सर्वं तदस्माकम् एकमेव कर्नाटकात् बहिः अपेक्षते वा तर्हि तत्र ओ हो तत्र अस्माकम् एजन्सि द्वारा नास्ति किन्तु तत्र केचन परिचितास्सन्ति अस्माकं तु एजन्सि विशेषेण दक्षिणभारतमेव प्राधान्येन आश्रित्य कार्यङ्करोति यदि इतोपि अग्रे तत्र पश्चिमभागे पश्चिमवङ्गप्रदेशे यदि तत्र जिगमिषा भवतां वर्तते तर्हि तदर्थं विशेषव्यवस्था तद्वारा कारणीया भवति तत्र किम् इच्छन्ति न दृश्यते वा सत्यम् अस्माकं तु प एवं वा तत्र प्रायः नामान्तरं दृष्टं वा इति नामान्तरं दृष्टं आमां तदेव किन्तु तत् तथा अन्येषामपि नाम अस्ति वा इति यतः अस्माकं दक्षिणभारतेवस्ति ओहो अन्तर्जाले तथा ओहो अन्तर्जालम् ओहो प्रायः तथा अन्यथा एवम् अत्र यत्र विशेषेण अस्तु अस्तु अस्तु अस्तु अवश्यं यदि सम्पर्कः अपेक्षितः यदि अन्यत्र किञ्चित् कार्यमस्ति अथवा तत्र भवतां परिचिताः अन्यास्सन्ति तर्हि अवश्यं वदन्तु